सद्यकाले प्रचलितः विषयः नाम संस्कृत विषयः अधुना बहु जनाः संस्कृतं पठितुम् इच्छन्ति पुनः योगं पठितुम् इच्छन्ति विदेय् वै विदेशीजनाः अत्र अस्माकं भारतदेशं प्रति आगत्य संस्कृतं पठन्ति पुनः योगाभ्यासनं कुर्वन्ति ते बहु उत्सुकाः सन्ति संस्कृतं पठितुं संस्कृते तादृशी महिमा अस्ति अत्र बहु रहस्यमस्ति निगूढमस्ति तत् सर्वं ज्ञातुम् इच्छन्ति ते पुनः ते बहु इष्टेन पठन्ति तत् मम कृते कष्टम् इति चिन्तयित्वा न पठन्ति इष्ट् बहु इष्टं कृत्वा पठन्ति ते अस्माकं संस्कृतिम् आचरन्ति परन्तु अस्माकं भारतदेशे जनाः न आचरन्ति न नैव संस्कृतं पठन्ति अधुना तु कष्टम् केचन जनाः पठन्ति केचनजनाः आचरन्ति पर परन्तु विदेशीजनाः तत्रापि बहु बहु बहवः महाविद्यालयाः संस्कृतमहाविद्यालयाः अपि सन्ति संशोधनं च प्रश् प्रचलिष्यति संस्कृतविषये वे वेदानां विषये पुनः आयुर्वेदविषये बहु विषये संशोधनं प्रचलितं प्रचलिष्यमाणं वर्तते